अद्यतनबालाः गृहस्य बहिः अधिकं न क्रीडन्ति गृहस्य अन्ते एव अधिकं क्रीडन्ति बव बहवः चित्रक्रीडाः एव क्रीडन्ति अपि च शिक्षिका छात्रारूपेण भागं स्वीकृत्वा अपि क्रीडन्ति तेषां के काः प्रियशिक्षकः शिक्षिकाः पाठयन्ति तान् अथवा ताः रूपेण शिक्षिका छात्रारूपेण अपि क्रीडन्ति यदि ते बहिः क्रीडन्ति तर्हि ते नेत्र नेत्रबन्धक्रीडा पादकन्दुकक्रीडा अतिवेगचालनक्रीडा बहवः बालाः सन्ति चेत् कबडि क्रिकेट् अपि च ते क्रीडन्ति इदानीं बालाः अवगच्छन्ति अयं बहिः गत्वा अपि क्रीडनीयम् इति तत्कारणात् बालाः अन्तः अपि गृहस्य अन्ते अपि क्रीडन्ति गृहस्य बहिः अपि क्रीडन्ति